अद्य यत् कण्ठाहारः मया स्वीकृतः तद्विषये ईषद् वक्तुकामास्मि सम्पूर्णः स्वर्णरत्नः जडितमेव तत् कण्ठा सः कण्ठाहारः आसीत् समुद्रे यथा मत्स्यादिकम् उत्पद्यन्ति तत्रैव तथैव मध्ये एकं रत्नः रक्तवर्णात्मकः रत्नः शोभा शोभते तस् तस्मिन् कण्ठाहारे पुनश्च अत्यन्तं सुलभतया तद् धर्तुं शक्यते यतोऽहि प तस्य पृष्ठे किमपि त्रेड् इत्यादिकं स नास्ति साक्षात् धर्तुं शक्यते इति